मम प्रथमं दूरभाषायन्त्रं तदेव कुत्र तर्जिनी अङ्गुल्यकया भ्रामयित्वा संख्यायाः मेलनम् आसीत् तदनन्तरं पेजर् इति आगतम् पेजर् मध्ये कः मया साकं सम्भाषणं कर्तुमिच्छति तस्य संख्या तत्र दर्श् दर्शितं भवति तं दृष्ट्वा कुत्रचित् गत्वा दूरवाणीं करणीयम् आसीत् तदनन्तरं जङ्गमवाणीक्षेत्रे प्रविशति तस्याः गात्रं तु अधिकम् आसीत् इदानीं तु स्मार्टफोन् मुख्येन बहूनि कार्याणि गृहे उपविश्य अतिवेगेन अपि कर्तुं शक्यते विश्वम् अस्माकं हस्ते अस्ति इति वक्तुं शक्नुमः